अहम् उल्हासनगरे निवसामि तत्तु प्रसिद्धमेव सिन्धीमराठीजनानां मेलने तत्र वयं सिन्धीजनाः मराठीजनाश्च मिलित्वैव भवामः इति कृत्वा भाषायाः यथा विनिमयः भवति अस्माकं तथैव परस्परम् उत्सवानामपि विनिमयः भवत्येव तेन सह सामाजिककार्यक्रमाणाम् अपि अवश्यं विनिमयः भवत्येव यथा सिन्धीजनाः तेषाम् उत्सवान् उत्साहेन आचरन्ति तथैव अस्माकम् उत्सवान् अपि उत्साहेन आचरन्ति एवमेव वयमपि यथा सोत्साहा सोत्साहाः भूत्वा गणेशचतुर्थ्यादिकम् आचरामहे तथैव तेषां पतेति उत्सवाः अपि अस्माभिः युक्ततया आचर्यन्ते तथै तथैव राष्ट्रीयकार्यक्रमाः राष्ट्रीय उत्सवाः राष्ट्रीयदिनानि च अस्माभिः मिलित्वा एव आचर्यन्ते इति कृत्वा सामाजिकबन्धुता अस्मासु वर्धते